हरिः ओम् आं हरिः ओं वदतु भगिनि आम् आं सत्यं मम तत्र आपणे सर्वं सर्वविधदूरवाणी दूरवाण्यः सन्ति वदतु भवती कीदृशीं दूरवाणीं क्रेतुम् इच्छति

आम् आं तत्र बहुविधदूरवाण्यः सन्ति तत्र दशसहस्रात् न्यूनम् इति यथा रेड्मी टुयेल्व् इति बहु उत्तमम् अस्ति दूरवाणी अत्र भवती केवलं नवसहस्त्रम् दत्वा एव तत्र प्राप्तुं शक्यते अत्र वन् ट्वेण्टी एय्ट् जी बि इत्यस्य तत्र स्टोरेज् अस्ति सिक्स् जी बि रेम् अस्ति तत्र केमेरा अपि बहुसम्यक् अस्ति इतोऽपि आं तत्र चलच्चित्रं बहुसम्यक् आयाति एवञ्च तत्र भवती तत्र किं डिस्प्ले इति अपि बहुसम्यक् अस्ति यत्र भवती विडियो इत्यादिकं यदि पश्यति तत्रापि बहु आनन्दम् आयाति एवं यदि भवती चिन्तयति यत् रेड्मी इति क्रेतुं न इच्छति तर्हि रीयल्मी अस्ति रीयल्मि नार्ज़ो इति एन् फ़िफ़्ट्टी थ्री एतस्य अपि क्रयणं भवती कर्तुं शक्य पश्यतु भवती अपि एकवारं तत्र हस्तेन नीत्वा पश्यतु कथमस्ति तस्य मूल्यमपि अस्ति तत्र दशसहस्त्रस्य तत्र मध्ये एव अस्ति तत्र न्यूनमेव अस्ति अधिकं नास्ति तत्र एवमस्ति नवसहस्त्र नवशत अधिक नवसहस्त्रमस्ति स्टोरेज़् अपि अत्र भवती सिक्स् जी बि रेम् एवञ्च वन् ट्वेण्टि एय्ट् जी बि रोम् प्राप्तुं प्राप्यते अत्र अपि

कीपेड् आं कीपेड् अपि अस्ति कीपेड् मध्ये तु भवती इतोऽपि न्यूनमूल्येन एव प्राप्स्यति प्रायः तत्र पञ्च अथवा षट्सहस्त्रं दास्यति चेत् बहुसम्यक् सर्वं फ़ीचर्स् इति लोडेड् भविष्यति अतः इदानीं वदतु किं क्रेतुमिच्छति भवति केमेरा अपि बहु सम्यक् अस्ति तत्र आम् अत्र ओप्पोस् अस्ति सेम्सङ्ग् अस्ति पुनः रेड्मी अस्ति शौमी अस्ति विवो अस्ति आम् नोकिया अस्ति इण्टेल् अस्ति पुनः मैक्रोमेक्स् अपि अस्ति आं दास्यामि वा मैक्रोमेक्स् इति दास्यामि वा भवतीम् आमां जियो अपि अस्ति जियो फ़ोन् अपि अस्ति जियो फ़ोन् इत्यस्य यूज़् अपि सामान्यमेव अस्ति परन्तु तत्र बहुकिमपि सुविधां भवती न प्राप्स्यति यथा तत्र आं तर्हि भवती एतदपि नयतु बहुसम्यक् अस्ति अस्तु धन्यवादः